सामान्यतः कृषिः ग्रामे भवति इदानीन्तु जनाः ग्रामं त्यक्तवा नगरे सन्ति कृषिकार्यनिमित्तं जानाः न सन्ति तत्र ग्रामे अतः यन्त्राणाम् उपयोगः अधिकः अस्ति पारम्परिककृषिं त्यक्त्वा अधिकाधिक उत्पन्नं भवति इति चेत् अधिकधनं प्राप्तुं शक्यते इति चिन्तनेन रासायनिक उर्वारकस्य प्रयो उपयोगः अधिकं भवति जनाः ऋग्णाः अभूवन् इति कारणेन मृत्तिकायां प्रकृतिजन्यसारः नष्टः अभवत् आहारः आरोग्यकरः भवेत् अधिकं खादति चेत् स्वस्थः न भवति तत् रोगकारकः एव भवति अतः वयं पुनः पारम्परिकपद्धत्यामेव कृषिं कृषि कृषिकार्यं कृत्वा एव आहारं आहारोत्पन्नं कुर्मः इति प्रार्थना